अद्य एव मम चरदूरध्वनिसङ्ख्यां परिवर्तयति डिजीलोकर् एक्कौण्ट् मध्ये अद्यतनीकरणं कर्तव्यम् इति अद्य ज्ञातवान् तद् अप्डेट् कर्तुं विस्मृतवान् मम कृते भवतः चलदूरभाषासङ्ख्याम् अद्यतनीकर्तुं मार्गदर्शनं मार्गनिर्देशनं कर्तुं शक्नुवन्ति वा